लोके वस्तूनां सर्वं परोक्षम् अपरोक्षं वा विभागं कर्तुं शक्यते इति विषयस्य अन्वेषणम् एव दर्शनानि इति उच्यते दर्शनम् आस्तिकदर्शनं नास्तिकदर्शनम् इति द्विविधाः भवन्ति ये जनाः वेदम् अङ्गीकुर्वन्ति ते आस्तिकाः ये वेदं न अङ्गीकुर्वन्ति ते नास्तिकाः आस्तिकदर्शने षड् विभागाः सन्ति साङ्ख्यदर्शनं योगदर्शनं न्यायदर्शनं वैशेषिकदर्शनं पूर्वमीमांसा उत्तरमीमांसा चेति नास्तिकदर्शने चार्वाकः चार्वाकः जैनः बुद्धः मम दर्शनम् आस्तिकदर्शनम् एव